हरिः ओम् भवत्याः स्वागतमस्ति नूतन जङ्गमदूरवाणी इच्छति वा

आमाम् उत्तमं अवश्यं अवश्यं भगिनी तर्हि अद्यत्वे एण्ड्राय्ड् दूरवाणी बहुसम्यक् भवति भवती स्मार्ट् फोन् इति इच्छति इति अहं चिन्तयामि

इतोपि तत्र यदि किमपी आन्लैन् वर्गः भवत्याः पुत्र्याः भवति तर्हि तदपि स्वीकर्तुं शक्यते ज़ूम् द्वारा वा गूगल् मीट् द्वारा वा तर्हि तस्य उपयोगः बहु भवितुं अर्हति

सत्यं सत् तथैव तथैव आमाम् हुं तर्हि एतदस्ति सोनी इति संस्थायाः दूरवाणी एतस्य बेट्रि लैफ़् बहुसम्यक् अस्ति एतस्य पर्फ़ार्मेन्स् अपि सम्यगस्ति मूल्यमपि नवसहस्रमिति अधिकं नास्ति

ह अस्ति अस्ति भगिनी ह अस्ति एतत् ओन् प्लस् दूरवाणी अस्ति एतस्य मूल्यं सप्तसहस्रमस्ति एतदपि बहु सम्यगस्ति एतस्य केमेरा बहुसम्यक् अस्ति बहुसम्यक् चित्रं एतेन स्वीकर्तुं शक्यते कोल्कोम् स्नेप् ड्रेगन् प्रासेसर् अपि एतस्यां दूरवाण्यां विद्यते

आम् आच्छादकं आच्छादकं तु अत्यन्तं आवश्यकं नो चेत् दूरवाणी भ्रष्टा भवति नष्टा भवति तर्हि आच्छादकानि अपि अस्माकं आपणे बहूनि सन्ति भवती यां कामपि दूरवाणीं चिनोति तदनुसारं वयं आच्छादकानि दर्शयितुं शक्नुमः परन्तु यत्किमपि भवती इच्छति तत् अवश्यं अत्र प्राप्यते तस्य चिन्ता मास्तु इति मम अभिप्रायः आम् जि जि अवश्यं अवश्यं एवमेव कुर्मः अस्तु धन्यवादः स्वागतमस्ति धन्यवादः